अस्माकं देशे संस्कृतस्य अतीवप्राधान्यं विद्यते तथापि सर्वे अपि देशवासिनः संस्कृतभाषायां व्यवहारं कर्तुं न शक्नुवन्ति संस्कृतभाषा पठनं कृतवन्तः अपि सम्यक् रीत्या संस्कृतभाषायां सम्भाषणं कर्तुं न शक्नोति ते केवलं भाषा वाचनं कर्तुं शक्यते अथवा लेखनं कर्तुं शक्यते संस्कृतभाषा ये न जानन्ति तैः सह कथं व्यवहारः कर्तुं शक्नुवन्ति इति चिन्ता विद्यते संस्कृतभाषायां विद्यमानानि पदानि अन्य भारतीयभाषायाः याः समानतया रीत्या एव कृतमस्ति मलयालभाषायाः सह संस्कृतभाषायाः अतीव सामानं सामान्यम् अस्ति अथवा अतीव साधारणा अस्ति अतः अङ्गविक्षेपणद्वारा भाषनावसरे अधिकम् अङ्गविक्षेपणं कृत्वा वयं पदानाम् अर्थं वक्तुं शक्यते द्विवारकथनम् एकवारं खादित्वा पुनः अर्थं अतीव अर्थस्य कथनं कृत्वा पुनरपि एकवारम् एवं करोति चेदपि अतः भाषायाः अथवा पदस्य संस्थापनं कर्तुं शक्यते अनेन संस्कृतभाषा ये न जानन्ति तैः सह वयं व्यवहारं कर्तुं शक्यन्ते संस्कृतभाषिनः अधिकरीत्या संस्कृतभाषणं कर्तुमपि उत्साहिनाः भवेत् ते तूष्णीं भूत्वा कोऽपि कर्तुं न शक्यते पुनरपि कथनद्वारेव सर्वेषां मनसि संस्कृतभाषा संस्कृतपदानां लेखनं कर्तुं शक्यते इति मनसि निधाय भाषणं करणीयम् अनेन तदेव स्थित्वा स्थित्वा मध्ये मध्ये माला मध्ये मध्ये प्रादेशिकभाषां मिलित्वा स्थित्वा स्थित्वा मन्दं मन्दं भाषणं करणीयं सर्वासु सर्वेषाम् अवगमनं भवति इति श्रद्धया अवधानतया कथ नीयं च एवं रीत्या संस्कृतभाषिणः संस्कृतभाषाम् भाषायाः ज्ञानिनां कृते भाषां ज्ञातुं साहायं कर्तुं शक्यते